आ हलो

आम्

पूरयितुं शक्यते वा आम् एत् एत् किमपि आग्रहः तत् सर्वं वर्तुम् उत्साहेन प्रभवः

विज्ञापने दृष्टमासीत् अथ एव भवताम् आगो आ इतोपि यात्रायाः परिवर्तनं वा अथवा मनोरञ्जनार्थं व्यवस्थायाः व्यवस्थायाः वा आवश्यकता भवति चेत् मम आहृत्य धनं सर्पेन्दुः प्रकोष्ठं निश्चयः कर्तुम्

ओ हा अपि न्यूनमेव व पञ्चशतम् आ

परन्तु भवतां विज्ञापने दृष्ट दृष्ट्वा आ आ आम् अस्तु हा धन्यवादः शाक्षात् वा अथवा अत्र आन्लैन्मध्ये वा अहं दयाहितमहं करिष्यामि आ आन्लैन्मध्ये ओ आ आ अस्तु तर्हि अहं आन्लैन्मध्ये आमामाम् अस्तु धन्यवादः इतोपि विषयाः अन्वेषणीयाः चेत् अहं भवन्तं सम्पर्कं कर्तुं शक्यते वा आमामाम् अस्तु